ट्राक्टर् यानस्य संस्था तु महेन्द्रा इत्यादिकं भवति परन्तु सा संस्थायाम् बहु ट्राक्टर् यन्त्रमपि दृश्यते तानि यानानि वयं क्षेत्रेषु उपयुञ्जीमहि यथा हलायुधम् इत्यादिकं पूर्वी कुर्वन्ति स्म तथा इदानीमपि ट्राक्ट्रर्यानम् माध्यमेनैव भूमिः इत्यादिकं कर्षणं वयं कर्तुं शक्नुमः तेन माध्यमेन सरलतया कार्याणि वयं शाधयि साधयितुं शक्नुमहम् एतेन रूपेण पुनश्च बहुविधं कार्यं तत्र सस्यादिकं रोपणं धान्यादिकं कर्तनं इत्यादिकं भवति पुनश्च एकस्मिन् स् एकस्मात् स्थानात् अन्यस्मात् स्थानं कृते अन्यस्मिन् स्थानं कृते वयं द्रव्याणि तस्य उपरि स्थापयित्वा नेतुम् अपि शक्नुमः येन रूपेण ट्राक्ट्रर् इत्यस्य प्रयोगः सम्प्रतियुगे जनाः कुर्वन्तः सन्ति